अहं मम उद्याने परवर्धित् परिवर्धितफलपुष्पान् पुष्पेभ्यः उपयोगं अस्माकं पारिवारिकजनानामपि करोमि एवं च यदा बहूनि अधिकानि फलपुष्पाणि भवन्ति तदा अहम् आपणिकम् अपि प्रेषयामि एवं च ये अस्माकं समीपे निवसन्ति तेषां कृते अपि तेषां वितरणम् अहं करोमि